इदानीम् अस्माकं देशे विद् वैद्यालयक्षेत्रे बहु प्रगतिः दृश्यते वैद्याः बहु वर्तन्ते अस्माकं देशे वैद्यकीयं पठितुम् इच्छुकाः ये सन्ति ते अन्यस्मिन् देशे पठित्वा तत्र अभ्यासं प्राप्य कार्यं यदि प्राप्तं तत्र अनुभवं प्राप्य तत्र तत्कार्यं त्यक्त्वा अत्र आगत्य वैद्यालयमुद्घाट्य अत्र जनानां सेवां सेवां कुर्वन्तः सन्ति उदाहरणार्थं बहवः दृश्यन्ते अपि च केवलं सर्वकारः वैद्यालयं न करोति अपि तु मठं वा केचन तेषां स्वकीयं धनं संस्थाप्य वैद्यालयं कुर्वन्ति तत्रापि समीचीनं वैद्यानानीय तत्र जनानां सेवां कर्तुम् इच्छन्ति ते तत्र पुरा प्राक्तनकालीनवैद्यालयस्य अपेक्षा इदानीं वैद्यालये बहुव्यवस्थाः सम्यगेव वर्तन्ते पूर्वम् एक्स् रे इत्यादि दृष्ट्या तथा व्यवस्था नासीत् अपि च धनं दीयते चेत् केवलं चिकित्सा दीयते स्म इति आसीत् अपि च सर्वकारः सर्वकारीयवैद्यालयेषु गुलिकाः तेषां नश्यमानं भवति गुलिकाः तादृशगुलिकाः गुलिकाः प्रयच्छन्ति स्म इदानीं तु तथा व्यवस्था नास्ति सर्वत्र व्यवस्थां सम्यगेव पश्यन्ति अपि च इदानीन्तनसर्वकारः केन्द्रसर्वकारः जनौषधमिति एकां योजनां कृत्वा जनेभ्यः दरिद्रजनेभ्यः येषां निकटे धनं नास्ति तेभ्यः न्यूनधनेन गुलिकाः यथा प्राप् प्राप्येत तथा कृतवन्तः सन्ति एवं विशेषणं वर्तते कोविड् महारोगे तु बहुक्लेशः अनुभूतः एव तथापि अस्माकं देशः बहु उपरि अस्ति अस्मिन् विषये इति वक्तुं मम घरिमा भवति